गृहे अहं प्रतिदिनं चायं काफी निर्मापयामि कदा कदाचित् फलरसं शाकानाम् अपि रसं निर्मापयामि फलरसैः शीघ्रम् जीर्णं भवति शाकानां रसैः रसेन अपि स्वास्थ्यं सम्यक् भवति कुष्माण्डारसेन रक्तशुद्धिः भवति अतः सप्ताहे एकं एकवारं न्यूनातिन्यूनम् एकवारं कुष्माण्डारसं निर्माय पुत्रैः आर्यपुत्राय अपि ददामि